अहं मम बाल्यकाले एव युद्धकलाशिक्षणं प्राप्तुं बहु इच्छुकः आसन् यथा मम वयः जातः तथा साक्षात् युद्धकलाशिक्षणं प्राप्तुम् अहं गतवान् तस्मिन् दिने एव अहम् एवं सङ्कल्पं स्वीकृतवान् अहं प्रतिदिनं युद्धकलाशिक्षणार्थम् एकघण्टा वा यच्छामि इति परन्तु काले गते सति किं वा करोतु जनानां किमपि डिस्ट्राक्षन्स् आगच्छति एव मम अपि आगतं किमपि परीक्षा वा भवतु नास्ति चेत् गृहे किमपि कार्यक्रमं वा भवतु तथा सति मम अपि मध्ये ग्याप् जातं परन्तु ये ग्रेट् जनाः के भवन्ति ते प्रतिदिनम् एकं यदि स्वि विषयं स्वीकृतवन्तः तर्हि प्रतिदिनं तस्मै समयः यच्छन्ति एव अतः एव् तथा सति एव ते स्टार् इव शैन् कुर्वन्ति अहमपि चिन्तितवान् अहं प्रतिदिनं युद्धकलाशिक्षणार्थम् एकघण्टा यच्छामि प्रतिदिनम् इति सङ्कल्पं कृतवान् तदा आरभ्य अहं प्रतिदिनं यदि एकाडेमि गच्छामि नास्ति चेत् स्वयं युद्धकलाशिक्षणं स्वाध्यायं करोमि एवं कृर् करत् एवं कृते सति अहं मम स्वास्थ्यमपि सम्यग् रक्षयामि अपि च मम इण्टर् कान्फ़िडेन्स् इति एकं वर्तते तदपि समीचीनं भवति किमर्थ नाम किमर्थं नाम इण्टर्नल् कान्फ़िडेन्स् यदि गच्छति तर्हि सः बहिः यदा गच्छति तदा बहु थाट्स् आगच्छन्ति तस्मै तद् सर्वं नाशयति यदि इण्टर् कान्फ़िडेन्स् अस्ति एवम् अहं प्रतिदिनं युद्धकलार्थं युद्धशिक्षणं प्रतिदिनं पाठयामि स्वयं पठामि अपि च स्वाध्यायं करोमि